योगाभ्यासः इति अयं स्वास्थ्यकरः वर्तते योगकरणेन तावत् बहुविध लाभाः अपि वर्तन्ते इत्यतः तस्य पञ्चमे वयसि वा अथवा षष्ठे वयसि वा योगाभ्यासः छात्रो वा बालो वा बालिका वा आरभन्ते चेत् उचितम् इति मम मतं वर्तते यतः तस्मिन् वयसि ते सर्वविध प्राणायामादिकं वा आसनमित्यादिकं कुर्वन्ति कर्तुं च शक्नुवन्ति यथा वयसि वयो जायमाने सति देहस्य आधिक्यात् वा न्यूनतायाश्च वा तेषां सः अभ्यासः कर्तुं न शक्यते यतः बाल्यकालादेव यदि योगाभ्यासः क्रियमाणः भवति सः नवति वयसि अपि स्वदेहं स्वास्थ्यं च सः रक्षयितुं शक्नोति अत्रापि मम अध्ययनस्थले गुरुकुले शङ्करनारायणशास्त्रीवर्यः इति एकः महामहोपाध्यायः योगविषये पाठयितुमागच्छति तस्य तावत् वयः वर्तते सप्ताधिकः सप्त अशीतितमः वयस्कः सः वर्तते किन्तु इदानिमपि बालानामपेक्षया सम्यक् स्वास्थ्यं रक्षति धावति तादृशे वयसि अपि धावतीत्यस्य किं प्रयोजनं स् वर्तते इति चेत् तेन नित्यम् एकघण्टा यावत् योगासनं प्राणायामादिकं ध्यानम् इत्यादिकं सर्वम् अभ्यस्यते पुनः अन्यत्र अन्यत्रापि ते गत्वा योगासनस्य प्रयोजनं योगासनं च कारयन्ति प्राप्तः उपाधिमन्तश्च ते वर्तन्ते तेवेव अस्माकं पुरस्ताद् उदाहरणत्वेन स्तिताः वर्तन्ते प्रत्यक्षेन यद् दृश्यते तदेव इदानीन्तन जनाः अवगच्छन्ति इदं सर्वं मनसि निधाय एव अस्माकं प्रधानमन्त्रिणः नरेन्द्रमोदिमहाभागाः विश्वयोगदिनम् इति जून् ट्वेण्टिवन्मध्ये आचरयितुं सर्वेषां देशानाम् अनुमतिं च प्राप्य इदानीं समग्रः विश्वः एव डून् जून् ट्वेन्टि वन् दिनाङ्के योगदिनम् इति आचर्यते ध्यानम् इत्यादिकं क्रियते चेत् म च छात्राणां मनसि एकाग्रता वर्धते सा एकाग्रता मनसि अग्रे तेषाम् उपयोगाय भवति शिक्षणक्षेत्रे वा ये भवतीत्यतः सर्वस्यापि उपोयोगः उपायत्वेन योगः स्थितः वर्तते अतः योगासनं बाल्यकाले एव कर्तुम् आरभ्यते चेत् उचितमिति मम मतं वर्तते इतोपि केचन वदन्ति लघुवयसि तेषां क्रियते चेत् अग्रे कदाचित् क्लेशाय स्यादिति यदि प्रतिनित्यं यदि योगासनं क्रियते तर्हि कोपि क्लेशाः न आगच्छन्ति इति मम मतं वर्तते